भारतीयशास्त्रीसङ्गीतस्य प्रकाराः बहवः सन्ति विशेषरूपेण दक्षिणभारते शास्त्रीयसङ्गीतप्रकारः इतोप्येक प्रकारः भवति हिन्दुस्तानिसङ्गीतप्रकारः अतः विशेषरूपेण कर्णाटके तत्र भक्तिप्रधानसङ्गीतगीतानि बहूनि सन्ति तच्च देवानाम् उपरि रचितवन्तः अत्र सङ्गीतशास्त्रे प्रधान अंशद्वयं तत्र विद्यते राग ताळ इति अतः कर्णाटके सङ्गीतशास्त्रस्य पितामहः भवति पुरन्दरदासः इति तथा च मुत्तुस्वामिदीक्षितमहाभागाः त्यागराज म त्यागराज गुरवः शामाशास्त्रिमहाभागाः एवम् एते त्रयः सङ्गीतत्रिमूर्तयः भवन्ति